अहम् एकं वने एकः निवसामि तथापि तत् अत्र बहवः वृक्षाः भवन्ति तथापि वृक्षारोपणम् एकं प् अवश्यं भविष्यति अस्मिन् विद्यालये ये ये तु उद्योगं निष्क्रमणं करिष्यन्ति तेषाम् एकं वृक्षं र् रोपणं तु अवश्यं करणीयम् इति एकं शास्त्रम् अत्रि अत्र त तद्रीत्या बहवः वृक्षाः रोपयन्ति अत्र जनाः तदनन्तरं रोपणं र् रोपणसमये बहवः आगमिष्यन्ति क किञ्चित् उत्साहः अपि ब भविष्यति वृक्षच्छेदनं तु पापम् इति बहवः ब बहवः बहु मन्यन्ते तथापि याननिर्माणार्थं गृहनिर्माणं निर्माणार्थं सर्वे एकं वृक्षं वृक्षाणां छेदनं कुर्वन्नेव सन्ति तत् पापं ग परिहारार्थं किञ्चित् प्रार्थनाम् उक्त्वा तदनन्तरं वृक्षच्छेदनं क् क् कुर्वन्ति चेत् तदा क स सम्यक् भविष्यति तत्तु अधिकतया न कर्तव्यम् इति इति पालनं तु अत्र अस्मिन् संस्थाने क् कुर्वन्ति इति क मम मतिः